प्रणमामि

अस्तु सर्वप्रथमम् अस्यां संख्यायां भवतां हार्दं स्वागतम् अस्ति भवान् जानाति एव यत् राजस्थानप्रदेशे संस्कृतस्य अनेकाः संस्थाः सन्ति तासु संस्थासु अयं केन्द्रीयसंस्कृतविश्वविद्यालयः उत्कृष्टा संस्था वर्तते अतः अस्यां संस्थायां भवतां नियुक्तिः इति सौभाग्याय अस्ति अतः इदानीं भवता अस्या संस्थाया कृते पुनः इतोपि अधिकम् संवर्धनम् इतोपि अधिका उन्नतिः कथं स्यात् तद्विषये भवन्तः किमपि चिन्तितवन्तः सन्ति चिन्तयिष्यन्ति वा आं वदन्तु

अस्तु

अस्तु यद्यपि भवन्तः योग्याः सन्ति अत्र सन्देहः नास्ति तथापि भवन्तः अत्र इदानीं नूतनाः सन्ति अतः कानिचित् उपदेशवाक्यानि मया इदानीम् उच्यन्ते ये येषां पालनेन भवतां इतोऽपि अभिवृद्धिस्स्यात् सर् हा सर्वप्रथमं भवद्भिः यथासमयं संस्थां आगच्छे आगच्छेयुः यथासमयं कक्षायां भवन्तः गच्छेयुः छात्राः कक्षायां सन्ति न वा सन्ति इति विचारणा न कार्या अस्माकमेतत् दायित्वं वर्तते यत् कक्षायां यथासमयं गन्तव्यं कक्षायां केचन छात्राः एतादृशाः अपि भविष्यन्ति ये ग्रामीणाः सन्ति अतः तेषां उत्साहवर्धनं कथं भवेत् अतः ते छात्राः भवद्भिः प्रोत्साहनीया सन्ति इतोपि अत्र मञ्चसञ्चालनं भवन्तः कुर्वन्तु येन अन्ये जनाः जानीयुः यत् संस्कृतस्य अध्यापकाः अपि सर्वविध कुशलाः भवन्ति न केवलं आङ्ग्लज्ञातारः एव कुशलाः भवन्ति अपितु संस्कृतस्य अध्यापकाः अपि सर्वतो भावेन सर्वेषु क्षेत्रेषु कुशलाः भवन्ति किञ्च कक्षायां अनुशासनस्य पालनं अवश्यं भवेत् यः छात्रः आगच्छति तस्य एव उपस्थितिर्देया नागच्छति चेत् उपस्थितिर्न देया अतः केषाञ्चन नियमानानां यदि पालनं क्रियते चेत् तथा अनुशासनस्य अपि रक्षणं भविष्यति भवतां अपि वृद्धिः भविष्यति अस्तु अस्तु भवतां पुनः वर्धापनं अस्तु चिन्ता मास्तु

आम् अस्तु धन्यवाद